मया तु तत्र वेदः अधीतः नाम कृष्णयजुर्वेदस्य तैतरीय शाखा ते त कृष्णयजुर्वेदे तैतरीयशाखा अधीता अस्माकं पितृपादानां सविधे मम ग्रामः अत्र नावेल् पाकम् इति तमिळ्नाडुप्रान्ते तिरुवण्णामलैमण्डले वर्तते अत्र अस्माकं पितृपादानां गोविन्दरामानुजताताचार्यमहोदयानां सन्निधौ वेदः अधीतः एवं काव्यपाठादिकमपि मया अधीतम् अपि च पितृपादानां सविधे एव न्यायशास्त्रम् अधीतम् अनन्तरं व्याकरणशास्त्रम् अस्माकं निकटबान्धवाः पूज्याः श्रीमत्शाङ्क्राचार्याः महाभागाः आसन् तेषां सविधे व्याकरणशास्त्रमधीतम् एवम् अस्माकं गुरुचरणाः आसन् एन् एस् रामानुजताताचार्यपादाः इति सुप्रसिद्धाः तिरुपतिः विद्यापीठस्य प्रथमः कुलपतयः तेषां सविधे वेदान्तशास्त्रं यथावत्तया सम्प्रदायपद्धत्या अधीतम् एवं न्यायव्याकरणवेदान्तादिशास्त्राणि गुरुकुलपद्धत्या एव मया अधीतानि अध्ययनक्रमः इत्युक्ते प्रातः उत्थाय किञ्चित् कालं वेदाध्ययनम् अनन्तरं स्नानपानादिकम् सन्ध्यावन्दनादिकम् अनन्तरं पुनः अधीतस्य वेदस्य आवृत्तिः अनन्तरम् अध्यापनं कृतमासीत् पितृपादैः तद् अनुच्चारणरूपेण अध्ययनं कृतमासीत् अनन्तरं सायङ्काले वेद शास्त्राणाम् अध्ययनं कृतम् अनन्तरं तच्चिन्तनमपि शा अधीतस्य शास्त्रस्य भागस्य चिन्तनम् अथवा पञ्चचिन्तना इति रीत्या शास्त्रचिन्तनमपि कृतम् एवं क्रमेण अध्ययनम् अस्माकं सम्पन्नम् इत्येव वक्तव्यम् यद्यदधीतं गुरूणां सविधे तत् तद्विद्धिप्रणिपातेन परिप्रश्ने सेवया इति भगवता श्रीकृष्णेन गीतायाम् उक्तरीत्या शास्त्राणि अधीतानि अतः पारम्परिकशिक्षणे अयमपि श्लाघनीयः विषयः इति अहम् इदानीमपि स्मृत्वा सानन्दं तिष्ठामि